मम प्रदेशे स्थानीयव्यवस्था स्थानीययानव्यवस्था कथं विद्यते नाम तत्र तु प्रथमं तु यदा ग्रामं प्रविशामः तदा प्रथमं तत्र साक्षादेव यदा बस् यानात् अवतीरणं कुर्मः तदा साक्षात् एव त्रिचक्रिकायानं प्राप्यते तेन भवन्तः यत्र कुत्र वा गच्छन्तु तत्र तेषां यद्धनव्यवस्था सा निश्चिता एव विद्यते तस्मात् जनाः कदापि तस्य उपयोगः आधिक्येन न कुर्वन्ति पद्भ्यामेव चलन्ति इतोपि एकं यानं विद्यते वृषभयानं तत्र वृषभौ द्वौ बन्धयित्वा अनन्तरं यानं चालयन्ति तस्मिन् आधिक्येन इक्षुदण्डः तृणम् इत्यादिकं सर्वं प्रेषयितुं तस्य उपयोगः क्रियते अनन्तरं च यदा तत् गत्वा प्रेष्यते तदूर्ध्वम् आगमनकाले वृषभान् केवलमानयन्ति यानं तत्रैव स्थाप्य आगच्छन्ति तद्वत् अस्माकं ग्रामे तु वृषभानां यानस्य बहु उपयोगः क्रियते तथा च इदानीम् इतोपि एकं यानं विद्यते टेक्टर् इति तच्च यानं कृषिकार्यार्थम् उपयोगः तस्य उपयोगः क्रियते तदूर्ध्वं तस्य यदा गमनागमने वेगः न भवति चेदपि तस्मिन् किञ्चित् विशिष्टं योज्य योजयित्वा तस्य वेगः अधिकः क्रियते तस्मात् तेषां कृषि कार्यार्थं सहायं भवति इतोपि एकं यानं बस् यानम् अस्माकं बस् तु इदानीं यथा आधुनिकयुगे फ़ैबर् इत्यादीना यत् निर्मीयते तादृशं नास्ति अस्माकं ग्रमे एलोमिनियं वा श्टील् तादृशं उपयोगेन कृतं बस् अस्ति तत्तु एवं विद्यते नाम यदा कथं कति कति वा वेगेन गच्छन्तु तस्य कोपि नाशः वा किमपि न भवति यदि तस्य यानस्य पतनं भवति चेदपि अधिक्येन तस्य किमपि नाशः इति साक्षात् न भवति किमर्थं नाम तत् श्टील् युक्तं भवति इत्यतः बहु रक्षितं भवति जनानां कृते अपि अन्तस्थनीयजनानां कृते अपि तत् तेन कापि हानिः न जायते इतोपि विद्यते अस्माकं ग्रामे तु रेल् यानं तु न विद्यते परन्तु तत् गमनं मार्गः वर्तते परन्तु तत्र इदानीं सा व्यवस्था न विद्यते इतोपि अस्माकं ग्रामे आधिक्येन सर्वेपि द्विचक्रिकायानम् उपयोगं कुरुतः ते सर्वेपि द्विचक्रिकया एव सर्वत्र अटन्ति अन्य अन्यथा तु पद्भ्यामेव अटन्ति इति